हरिः ओं महोदय भवान् कुत्र अस्ति एतद् भवता एतावता न प्राप्तम् अहं बहुकालात् भवन्तम् प्रतीक्षमाणः अस्मि भवान् नागच्छति भवान् बहुदूरे अस्ति इति भाति कदा आगमिष्यति भवान् अहम् अत्र विश्वविद्यालयस्य पुरतः अस्मि भव् भवान् तु पृष्ठे दृश्यते अतः आगन्तुं कियान् समयः अपेक्ष्यते इति वदतु यदि विलम्बः भवति चेत् अहं भवता सह नागमिष्यामि अतः कृपया त्वरां करोतु एतत्तु यदि विलम्बः जायते अहं पुनः तत्र रैलस्थानकं प्रति गन्तुं समयेन न शक्नोमि अतः कथञ्चित् मम मित्रेण सह एव गच्छामि